अस्माकं प्रदेशे विद्युत् समस्या बहुत्र भवति नाम जनाः तत्र पठितुं न शक्नुवन्ति पुनः किमपि कार्यमपि कर्तुं न शक्नुवन्ति अहोरात्रं कदाचित् यदा दृष्टिः भवति तदा विद्युत् गच्छति पुनः आगमन समये बहु विलम्बः भवति तस्मात् जनैः बहु कष्टम् अनुभूयते विद्युत् प्रवाहस्य समस्या कियत् कियती अस्ति इत्युक्ते इदानीम् अत्र ताप तापमानस्य यथा वृद्धिर्भवति तथैव किञ्चिद् कष्टम् अनुभूयते यतो हि तत्र किं भवति विद्युत् प्रवाहस्य नाम विद्युत् इति इत्यस्य विद्युत् इत्यस्याः न्यूनता जाता जाता इद् इदानीम् पुनः यथा ग्रामं भवति ग्रामेषु स् कुत्रचित् इदानीमपि अस्माकं भारतवर्षे विद्युत् नास्ति तस्मात् अन्धःकारे जनाः कुत्रचित् इतस्ततः पतन्ति तेषां हस्तपादभङ्गः भवति पुनः अन्धकारेषु अन्धकारे चौराः तेषां चौरः चौर्यकार्यं कुर्वन्ति पुनः जनाः विभिन्नं भयं प्राप्नुवन्ति अन्धकारे कथं सर्पादयः आगच्छन्ति दंशन्ति च तस्मात् विद्युत् सम्यक् स्थास्यति चेत् अन्धःकारात् अस्माकम् आलोकं प्रति नयति इति